रामायणं भारतीयपरम्परायाम् आदिकाव्यं वर्तते यतः काव्यं श्लोकमेव तत्र तेन आदौ प्रयुक्तमस्ति मा निशाद प्रतिष्ठां त्वम् अगमः शाश्वती सम इत्यादि श्लोकेषु आदौ तेन सः विचारः प्रस्तुतः तदर्थं कः एषः वाल्मीकिमहाकविना अयं विचारः आदौ प्रस्तुतः वर्तते तदस्ता तदर्थम् एतद् आदिकाव्यमेव पुनः रामायणस्य भाषा अतीव सरला अस्ति इदानीं तत्पश्चादपि अनेके ग्रन्थाः संस्कृते शास्त्रे रचिताः सन्ति तेषां भाषाशैली तथा न तत्र कठिनतां भवति परन्तु रामायणे तथा न रामायणस्य भाषा अतीव सरला अस्ति अत्यन्ता अद्यापि यः कश्चिदपि अवगन्तुं शक्नोति तस्य छन्दः अपि वर्तते अन्यत् काव्यशास्त्रीयः किमपि वद वा वदन्तु रामायणस्य काव्यमाधुर्यं तत्र विशिष्टतः अस्ति मधुरता अस्ति पुनः तद्विषये मम अभिप्रायः इत्युक्ते सः सर्वोत्कृष्टः सर्वश्रेष्टः ग्रन्थः सम्पूर्णरामायणस्य अध्ययनं करणीयम् सर्वैः करणीयं पुनः कथम् इत्युक्ते संस्कृतं यः संस्कृतभाषां यः डिग्री अथवा अन्या अस्मिन् स्तरे यः का कश्चित् पठति तत् एवं करणीयं सम्पूर्णं यावत् इदानीं सप्तवर्षाणि सः एम् ए पर्यन्तं प ति चेत् प्रा प्रत्येकस्मिन् वर्षे एकैकं चाप्टर् तस्य पठनीयम् अतः रामायणस्य परीक्षाः कारणीयाः एवं रूपेण तस्य परं प्रवचनं स्यात् पुनः मन्दिरेषु अपि तद् रामायणस्य अध्ययनम् अध्यापनादिकं स्यात् तदर्थं प्रत्येकं किञ्चित् धनसहायम् अपि कुर्वीत रामायणं केरळं केरळे मा एतद् वृष्टिकाले रामायणस्य प्रवचनादिकं प्रचलति अपि च एकः रामायणमासः इति एव कर्कटकमासस्य कृते सः सौरमासे कर्कटकमासस्य कृते रामायणमासः इत्येव अत्र प्रसिद्धः वर्तते रामायणस्य अध्ययनमलयाळभाषायां प्रचलति कर्नाटके कन्नडभाषायां प्रचलति एते सर्वेषां वयं शिबिरादिकं निर्मीय तेषां कृते संस्कृतमाध्यमेन मूलवाल्मीकेः या भाषायां संस्कृतभाषायाम् एतत् सर्वं करणीयं भवति तेन जनानां मनसि जागरूकतापि भवति